मम प्रदेशे नैकानि स्थानानि द्रष्टुं योग्यानि सन्ति तेषु अन्यतमस्ति हिन्दूधर्मसंस्कृतिमन्दिरम् इति नाम्ना सुख्यातम् एकं स्थानम् सः तु ग्रन्थालयः अशीतिः वर्षाणि सञ्जातानि तत् नागपुरे स्वस्य वैभवम् संस्थापयति रक्षयति जनाञ्च ज्ञानदानं करोति कः अपि तत्र गन्तुं शक्नोति पूर्व अनुज्ञायाः आवश्यकता नास्ति तत्तु सन्दर्भग्रन्थालयः वर्तते तत्र अध्ययनस्य व्यवस्था अस्ति ग्रन्थानां सम्यक् सूचारुरूपेण तत्र व्यवस्थापनमस्ति तत्र ये जनाः आयोजकाः सन्ति कार्यं कुर्वन्ति ते सम्यक् सहाय्यं कुर्वन्ति प्रायः तत्र ये अनुसन्धानकार्ये रुचिं धारयन्ति तेषां कृते तत्र बहुज्ञानवैभवं वर्तते अन्यच्च कश्चनं नूतनं स्थानमपि नागपुरे अस्ति जामठा इति नागपुरे एकः प्रदेशः तत्र क्रिकेट् क्रीडाङ्गणं नूतनत्वेन निर्मितं ये ये यत् विदेशीयैः विदेशीयैः अपि प्रशंसितम् अन्यच्च तत्रेव जामठा विभागे एन् सी ऐ नेशनल् केन्सर् इन्स्टिट्यूट् इति कर्करोग्रस्तानां कृते विशालः चिकित्सालयः वर्तते तत्र नैके जनाः चिकित्सां कृत्वा समाधानं प्राप्नुवन्ति